हरि ओम् हा ह्यः अहम् एकं हेड्फ़ोन् आदिष्टवान् तद् ह्यः भवन्तः अत्र वितरणं कृतवान् परन्तु तद् पूर् तद् व वस्तूनाम् उत्पीटिका पूर्वमपि किं उद्घाटितमासीत् ऐ डि नम्बर् वा एकं द्वौ शून्यं त्रयः तदेव तद् यद् दत्तं तत् ए तत् पेडिका उद्घाटितमासीत् किमर्थम् अतः

केवलं तद् केवलं तद् नास्ति मम बोट् कम्पन्याः एवं हेड्फ़ोन् आर्डर् कृतमासीत् म मया यद् लब्धम् इत्युक्ते तद् सोनि कम्पन्याः

तत्पूर्वम् उद्घाटितमेव आसीत् ये भवान् एकवारं शृणोतु तद् उद्घाटनाय अहं तद् स्वीकृतवान् तद् यद् मम मया दृष्ठमित्युक्ते तद् पूर्वम् उद्घाटितमेव आसीत् आब् मध्ये अहं बोट् कम्पन्याः एव हेड्फ़ोन् आदिष्टवान् परन्तु मया किं लब्धम् इत्युक्ते तत् सोनि कम्पन्याः किमर्थं एतावता क्रीयते भवन्तः भवन्तः एकवारं कार्यालयं प्रति काल् करोतु एकवारं पृच्छन्तु भवन्तः किम् अभवत् इति भवन्तः मध्ये तद् ओपन् उद्धाटनं कृतवान् आसीत् वा अतः किमर्थं यद् यद् मया आदिष्टितं तद् तु बोट् कम्पन्याः एव हेड्फ़ोन् ददातु इति एवं मम आदिष्टमासीत् परन्तु यद् मया लब्दं तद् सोनि कम्पन्याः एव भवानेकवारं कार्यालयं प्रति सूचयन्तु शीघ्रम् एकवारं काल् करोतु भवन्तः एतादृशं कार्यं मा करोतु अहं धनं दत्वा एतत् बोट् कम्पन्याः किं हेड्फ़ोन् आदिष्टवान् परन्तु भवन्तः तत् उद्घा तत् पेटिका तु उद्घाटनं कृत्वा तत्र बोट् कम्पनी किं त्वम् अहं दृष्ट्वा एव काल् करोमि अत्र अहं दृष्ट्वानन्तरमेव अहं काल् करोमि बोट् म्पन्याः एव अहं आदिष्टवान् तद् धनमपि अहं दत्तवान् पूर्वं आन्लैन्द्वारा अहं तत्र आन्लैन्द्वारा हा आन्लैन्द्वारा अहं धनमपि दत्तवान् परन्तु भवन्तः किम् अत्र प्रेक्षितम् इत्युक्ते तद् उद्घाटितं पेटिकातु उद्घाटितमासीत् तत् ओ तत् कम्पेनि एव नासीत् अहं यद् आर्डर् कृतवान् इत्युक्ते तद् अहं किं बोट् कम्पन्याः एव अहम् आर्डर् कृतवान् आदिष्टवान् भवन्तः तु प्रेशितं इत्युक्ते तद् सोनि कम्पेन्याः एव एकवारं सम्यक् पृच्छतु तान् प्रति कार्यालयजनाः सन्ति किल तान् प्रति एकवारं सम्यक् एकवारं वार्तालापनं करोतु नो चेत् अहं कम्पेण्ट् दास्यामि अस्तु